हरिः ओम् वदतु हा अस्ति अस्ति अस्ति मम नाम अनीशः वदतु

स्थलं किम् स्थानं किम् कुत्र ओ अच्चगा तदे काटागडजनपद समीपे अस्ति वा हा काटा कडा भवतः नाम एकवारं वदतु हा अभिजितः भवानत्र संस्कृतकलालयस्य पठितवान् वा हा हा अभिजित वदतु भवान् वदतु अहम् अनीशः सुन्दरन् हा ज्ञापकमस्ति भवान् ज्ञापकं वदतु भवन्तः भवन्तः प्रश्नः वदतु कारणं आं टाटा कडा समीपे एका पैप् लैन् अस्ति तद् किञ्चित् प्रश्नः हा अस्ति तद् कारणे भवान् क्षम्यतां श्वः सर्वत्र जनपदे गृहे अत्र जलम् अस्तु तद् एकं कारणमस्ति वा हा हा हा हा अस्ति वा तद् अहं तद् आम् आ आ अ तद् सर्वे अत्र श्वः पूरणीयम् अस्ति वा हा हा अस्तु